अहम् ह्यः एकः आपणात् पवर् बाङ्क् एकं क्रीतवती बहु समीचीनतया कार्यं करोति घण्टाद्वयाभ्यन्तरे हण्ड्रेड् पर्सण्टेज् चार्ज् भवति इत्येवम् उक्त्वा द्विसहस्ररूप्यकम् वस्तुम् क्रीतवती तत्र अद्य अहम् आगत्य यदा चार्ज्मध्ये स्थापितवती तत्र चार्ज् एव न उपरि गतं कदाचित् पवर् बाङ्क्मध्ये चार्ज् न आसीत् वा इति पवर् बाङ्क् प्रथमं चार्ज् कृतवती तत्र तु ग्रीन् लैट् सर्वदा दृश्यते अनन्तरं पुनः मम दूरवाण्यां यदा स्थापितवती तस्य चार्ज् दूरवाण्याः चार्ज् तादृशमेव अस्ति एकः पर्सेण्टेज् अपि तस्य चार्ज् उपरि न गतम् अतः एतस्य पवर् बाङ्क् किमर्थं वा क्रीतम् इत्येव इदानीं मनसि अस्ति एतद् कोऽपि न क्रीणन्तु